सत्यं क्रीडायाः प्रचारार्थं सर्वकारेण अधिकं धनं व्ययीकरोति सर्वकारः व्ययीकरोति चिन्ता नास्ति परन्तु तत्रापि सर्वं सर्वा क्रीडा तु समानरूपेण धनव्ययः न भवति क्रिकेट् विषये अधिकम् अधिकधनस्य व्ययं कुर्वन्ति अन्यक्रीडा भारतीयक्रीडाविषये अपि सर्वकाराः ध्यानं द दातव्यं तदा जनाः ओलम्पिक् इत्यादिक्रीडासु अपि भागं गृहीत्वा विभिन्नक्षेत्रे स्वसामर्थ्यं स्वप्रतिभां प्रदर्शितुं प्रदर्शितुं शक्नुवन्ति तदर्थं क्रीडाप्राधिकारः अपि कार्यं करणीयं वा भवेत् धनस्य तु इदानीं न्यूनता नास्ति एव यतः अन्यविभागाः सन्ति तथैव अस्मिन् विभागे अपि क्रीडायाः विभागे अपि सर्वकारः धनं प्रयच्छन्नस्ति